नमस्ते महोद् आम् अस्तु जुवेलरि शोप् तः जुवेलरि शोप् मध्ये दूरवाणी आगता वा

नाम विवाहनिमित्तं क्रेतव्यमस्ति अतः आमां मम एव मम एव विवाहं भविष्यति इति हेतोः तत् कङ्कणादिकम् अथवा नूतनं यत्किमपि भवति धर्तुं तत्सर्वम्

आं तदेव नूपुरं पुनः च कङ्कण कङ्कणं यद्भवति बेङ्गल्स् पुनः तद् नूतनं यथा अद् डैमण्ड् जुवेलरी यथा भवति नेक्लेस् इत्यादिकं यथा अधुना आरब्धमस्ति तादृशं किमपि नूतना काच् काचित् डिज़ैन् इत्यादिकं भवति वा तत्र अन्यथा पुरातनमेव तदेव नां तदेव नाम तत्र किञ्चित् सिम्पल् माध्यमेन भवति वा अथवा तत्र किञ्चित् अधिकमेव योजयित्वा तद् डैमण्ड् इत्यादिकं बहु अधिकं तद्वत् न इच्छामि यद् सरलमस्ति तद्वदेव इच्छामि एवम्

पुनः तत्र डिस्कौण्ट् अपि भवति वा नाम विवाहनिमित्तं क्रीणीमः तर्हि तैः किञ्चित् फ़िफ़्टि पर्सेण्ट् आफ़र् इति